भारतदेशे अनेकानि राजनैतिकदलानि सन्ति अस्माकं महाराष्ट्रे राष्ट्रवादी कोङ्ग्रेस् भारतीयजनतापार्टी नेशनल् इण्डियन् ना नेशनल् काङ्ग्रेस् सिवसेना ठाकरेगढ एतत् एतावत् सर्वे राजनैतिकदलानि सन्ति अत्र बी जे पि भाज्पा शिव्सेना तथा राष्ट्रवादी कोङ्ग्रेसस्य समूहे सर्कारस्य स्थाप् स्थापनम् अस्ति विरोधपक्षे ठाक्रेगट् अस्ति अत्र एतावत् भाजपा सर् भाजप् सर्कार् बहवः सम्यक् कार्यरूपेण कार्यं कुर्वन्ति अस्माकं महाराष्ट्रम् अस्माकं महाराष्ट्रे तस्य बहवः महत्त्वम् अस्ति भारतदेशे अपि भाजपस्य भाजपस्य सर्वकारः अस्ति अत्र मोदीजि वयम् अस्माकं देशस्य प्रधानमन्त्री अस्ति अस्माकं महाराष्ट्रदेशस्य क्षम्यताम् अस्माकं महाराष्ट्रराज्यस्य मुख्यमन्त्रीमहोदयः श्री एकनाथ्शिन्दे महोदयः अस्ति उपमुख्यमन्त्री देवेन्द्रफड्न्वीस् तथा अजित् पवार् महोदयः अस्ति